विंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य चतुर्विंशतिदिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य जनवरी मासस्य सप्तविंशतिदिनाङ्कः पञ्चदशाधिकद्विसहस्रतमवर्षस्य मे मासस्य षोडशदिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य षोडशदिनाङ्कः द्वाविंशत्यधिकद्विसहस्रतमवर्षस्य जून् मासस्य त्रयोदशदिनाङ्कः